साम्सङ्ग् मो मोबैल् म दूरवाणी बहु उत्तममस्ति तथापि कदाचित् ह्याङ्ग् भवति वा इति चिन्तनं ध्वनिगुणवत्ता बहु इति न भासते किमर्थं चलनचित्रवीक्षणसमये ध्वनिवर्धकस्य अवश्यकं भविष्यति अतः